प्रणमामि मया शुक्रवासरे हवामहलाय एकं वाहनं बुक् कृतमासीत् सम्प्रति तत्र गमनस्य विचारः मया परित्यक्तः अतः तत्र यत् एड्वांशुल्कं चतुश्शतरूप्यकं मया दत्तं तत् प्रत्यर्पयिष्यन्ति चेत् सम्यक् भविष्यति अतः चत् तत् चतुश्शतरूप्यकं प्रदाय माम् अनुगृह्नन्तु इति प्रार्थये